भारतीयज्ञानपरम्परायाम् अष्टादशपुराणानि प्रसिद्धानि तथैव उपपुराणानि उपोपपुराणानि अपि प्रसिद्धानि अत्र पुराणानां भारताीयज्ञानपरम्परायां प्रमाणरूपेण उपयोगः दृश्यते प्रमाणस्य सरणिः एवं यत् श्रुतेः प्राधान्यं प्रामाण्ये वर्तते ततः स्मृतिनां स्मृतिषु गीतायाः रामायणस्य महाभारतस्य च ग्रहणं भवति धर्मशास्त्रेण सह तृतीयस्को तृतीयस्तरे पुराणस्य एव प्रामान्यं शास्त्रेषु अङ्गीक्रियते तस्मात् पुराणस्य प्रमाणरूपेन भारतीयज्ञानपरम्परायामपि योगः दृश्यते अत एव विभिन्नेषु दार्शनिकग्रन्थेषु प्रमानप्रदर्शनावसरे विष्णुपुराण अग्निपुराणवायुपुराणादीनाम् उद्धरनं दीयते वस्तुतः पुराणानि त्रिप्रकारकानि सत्त्व रजो तम रज्जो सत्त्व रजो तमो गुणानि तमो गुणवन् गुणानि तथापि तत्रापि सत्त्वगुणीया सत्त्व गुणा गुणीयानां पुराणानाम् एव आधिक्येन प्रामाण्यम् अङ्गीक्रियते दर्शनकारैः तथा च तस्यैव आधिक्येन पठनं पाठनं श्रवणं श्रावणादिकं भारतीयसमाजे दृश्यते यथा भागवतपुरानस्य उत विष्णपुरानस्य एव आधिक्येन पठनं पाठनं समाजे दृश्यते यतोहि तस्य तस्मिन् पुराणे सत्त्वगुनस्य प्राधान्यम् अस्ति तथा च सत्त्वगुणस्य उत्तमगुणत्वेन तादृशस्यैव गुणघटितस्य शास्त्रस्य प्रचारः यथा स्यात् तथा जनाः कुर्वन्ति